मम स्वकीयः व्यापारः तु नास्ति किन्तु अधुना अहं न नूतनव्यापारस्य आरम्भं कर्तुम् इच्छामि अहं सर्वे जनाः इत्युक्ते मम आप्तजनाः वदन्ति अहं सम्यक् पाककृतिं कृतयः करोमि अतः अहं पाककृतिः पाककृतयः कृत्वा तस्य विक्रयणं करोमि कर्तुम् इच्छामि यदि दीपावलिः अस्ति तत् तस्मिन् समये चनकस्य चुर्णस्य लड्डुकम् एवं कुण्डलिका अनन्तरं चिवटिका इत्यादीनि व्यञ्जनानि व्यञ्जनानि अहं कर्तुं शक्नोमि तस्मिन् समये अहं धनस्य सहायम् अपेक्ष्यामि तत् वित्तकोशतः अहम् ऋणं स्वीकरोमि वि वित्तकोशः ऋणम् ऋणं यदि ददाति तस्मिन् समये सह महिलानां कृते इण्ट्रेस्ट् न्यूनमस्ति कथञ्चित् समये न्यूनं भवति कथञ्चित् कस्मिन् समये तत् नास्ति अपि अतः न वित्तकोशतः ऋणं स्वीकरोमि एवं तत्र खाद्यपदार्थस्य पेकेजिङ्ग् अपि करणीयमस्ति तत्र तस्य कारणात् अन्यान् अपि कार्यं लब्धं लभ्यते